भारतीयतत्त्वशास्त्रे मया अधितं शास्त्रस्य स्थानम् अतीव विशिष्टमस्ति मया ज्योतिषशास्त्रम् अधीतम् एवं च भारतीयज्ञानपरम्परायाः मूलाधारवेदस्य षडाङ्गेषु ज्योतिषम् अतीव प्रसिद्धं मुख्यं च अङ्गमस्ति यतो हि वेदपुरुषस्य चक्षुरूपेण परिगण्यन्ति वस्तुतः ज्योतिषशास्त्रं प्रत्यक्षशास्त्रम् इति अपि आचार्यैः तत्र स् वदन्ति जनमानसैः अपि स्वीकुर्वन्ति यतो हि उच्यते यत् अप्रत्यक्षानि शास्त्राणि विवादस्तत्र केवलं प्रत्यक्षं ज्योतिषं शास्त्रं चन्द्राऽर्कौ यत्र साक्षिणौ अर्थात् अन्ये ये अन्यानि यानि शास्त्राणि सन्ति तत्र केवलम् अभिमतम् अथवा खन्डनमण्डनम् इत्यादि कृत्वा एव प्रमाणस्य स्पष्टीकरणं क्रियते परन्तु ज्योतिषशास्त्रस्य स्पष्टं प्रमाणं तु प्रतिदिनं प्रतिमुहूर्तमेव वयम् चन्द्रम् एवं च सूर्यं साक्षाद् दृष्ट्वा एव कर्तुं शक्नुमः अतः भारतीयतत्त्वशास्त्रे अथवा भारतीय सर्वेषु शास्त्रेषु मम शास्त्रस्य विशिष्टं स्थानम् अस्ति इति अहं विश्वसिमि